मूल्याङ्कानां पाषाणखण्डानाम् नूतनानां सङ्ग्रहणं तन्मध्ये मम आसक्तिः अधिकं नास्ति किन्तु पूर्वतनकाले यदा सर्वे अपि वार्ताद्वारा पत्रं सर्वं प्रेषितवन्तः वार्तां प्रेषितम् इदानीन्तनकालः तु जङ्गमदूरवाणी सन्ति तद्द्वारा एव वयं किमपि वार्ता अस्ति तत् प्रेषयामः किन्तु तस्मिन् काले सर्वमपि लेखनशैल्या एव वयं प्राप्तवन्तः तत्र पुटीकृतम् एकम् एन्वलप् भवति तत्र किमपि मूल्याङ्कं भवति तद् किञ्चित् सङ्गृह्य मया स्थापितम् आसीत् किन्तु इदानीं वयः अधिकः जातः इति कारणेन तावत् आसक्तिः तत्र नास्ति किन्तु इदानीम् अपि यदा कदा वयं कुत्रचित् एतादृशं मूल्यम् अङ्कानां दर्शनं कुर्मः पाषाणखण्डानां दर्शनं कुर्मः तेषां विषये इतोऽपि अधिकं ज्ञातव्यमिति मनसि इच्छा वर्तमाना जायते